प्रपञ्चे अधिकाः जनाः कृषिकार्यं कृत्वैव जीवनं यापयन्ति तत्र कृषिकार्यसमये एकः भागः वर्तते पशुपालनम् इति तत्र पशुपालनं सर्वे कर्तुं शक्नुमः सर्वैः कर्तुं शक्नुवन्त्येव किञ्चित् क्लिष्टकरम् अपि वक्तुं शक्नुमः सुलभकरम् अपि तत्र पशवः अथवा धेनवः अधिकतया अस्माकं यानसमये प्रयाणसमये वा तत्र मार्गस्य पार्श्वे एव भवन्ति तथा तेषाम् आहारः तत् सम्बद्धः अधिकं व्ययः किमपि नास्ति तत्र पशुपालनसम्बद्धाः सामान्याः नियमाः केचन सन्ति तद्विषये इत्युक्ते आहारविषये वा इदानीं पश्यामः चेत् आहारः किञ्चित् सम्यक् रूपेण दातव्यः भवति अनन्तरं पौष्टिकांशयुक्तः आहारः भव् भवेयम् अनन्तरम् आरोग्यम् अनन्तरं तेषां स्नानादिकं तत्सर्वं सर्वदा करणीयम् अथवा सर्वदा पालनीयं भवति अनन्तरं तेषाम् एतत् प्रभावः यदस्ति इदानीं पश्यामः चेत् पशवः अथवा धेनवः इदानीं दुग्धं ददति अनन्तरं गोब्रं ददति तत्सर्वम् इदानीम् अधिकं मौल्यं भवति किम् इत्युक्ते पेयम् अथवा दुग्धस्य आवश्यकता अधिकम् अस्ति सर्वेषाम् अपि अवश्यकता अस्ति तदर्थम् अत्र ये पालयन्ति अथवा ये कृषकाः पशुपालनं कुर्वन्ति तेषां लाभदायकमेव भवति अनन्तरं पशुसम्बद्धेषु विषयेषु प्रश्नेषु परामर्शं कर्तुं न शक्नुमः अन्तर्जाले अपि एतद् किं पशु पालनसम्बद्धाः विषयाः तत्तु तेषां विषये अपि लभन्ते तत् अनुसृत्यापि वयं कर्तुं शक्नुमः नास्ति चेत् अस्माकं ये ज्येष्ठाः सन्ति अथवा समीपे ये सन्ति तेषाम् अनुसारेण अपि एतत् पशुपालनं कर्तुं शक्नुमः